हरिः ओम् नमस्ते ओ कथमस्ति भोः कार्यं सर्वं कथं चलति ह्यः जलसेचनं कर्तव्यमासीत् ह्यः नैव आगताः वा भवन्तः वक्तव्यं वस्तुतः वक्तव्यम् उक्त्वा गम्यते चेत् अत्र अन्यानहं योजयितुं शक्नोमि खलु

सः रामण्णः अपि नागतः ह्यः कार्यार्थं यतः सस्यानि बहु आर्द्रिभूतानि वर्तन्ते

आम् सत्यं स्थापनीयमासीत् तदपि सूचितमासीत् पुनः जलसेचनमपि सम्यग् न कृतं आं श्वः आगन्तव्यं

आ तथा तत्सर्वं भवान् पश्यति खलु सम्यक् यतः भवतः कृते वयं वित्तमधिकं यच्छामः इति कारणतः सर्वं द्रष्टव्यं भवति भवतः

ओ तद् युगादिकाले यच्छामः इति अस्माभिः चिन्तितं युगादिकाले भवतां कृते वस्त्रम् इत्यादिकं सम्यक् यच्छामः चिन्ता मास्तु भवन्तः सम्यक् कार्यं कुर्वन्ति चेत् भवतां कृते वयं सर्वं वर्धयितुं शक्नुमः यतः अव अवशिष्टद्रव्याणि भवन्तः सस्यानि नैव निवारितवन्तः खलु सर्वं तथैव अस्ति यतः अहं सप्ताहात्मकं यतः अहं सप्ताहात्मककाले बेङ्ग्ळूर् नगरे भवामि तत्र मम कार्यादिकं वर्तते अतः भवान् पश्यति इत्यहं विश्वासेन गन्तुमिच्छामि आम् पुनश्च द्राक्षाफलादिकमपि आगतमस्ति तस्य विक्र आं सत्यं विक्रयणव्यवस्थां किञ्चित् दृष्ट्वा कुर्वन्ति चेत् सम्यक् भवति हा अस्ति अस्ति ट्र्याक्टर् यानमस्ति तद्द्वारा भवन्तः नेतुं शक्नुवन्ति पुनश्च कर्मकराः अपि आगच्छन्ति तदर्थं गोविन्दस्य कृते उक्तवानस्मि सः यानमानयति

हा श्वः एव भवेत् आ अस्तु श्वः आगच्छतीति अहं विश्वासेन भवता कृतेव कार्यं यच्छामि अन्यथा अहम् अन्यं कः कर्मकरं योजतितुं शक्नोमि अस्तु तर्हि अस्तु